संस्कृतविषये कश्चन सामान्यदोषाः सन्ति एतौहि केवलं पुरातनभाषा अस्ति अस्याः आधुनिकाः प्रयोगाः नास्ति केवलम् ब्राह्मणानां भाषा अस्ति तस्य शिक्षणं च कठिनम् अस्ति एताः सर्वाः दुर् दुर्भावनाः सन्ति वस्तुतः संस्कृतं गहनं सांस्कृतिकं साहित्यिकम् इतिहासयुक्ता अत्यन्तं विकसिता भाषा अस्ति इयं आधुनिकभारतीयभाषाणाम् उत्पत्तिः अस्ति तथा च अस्य अध्ययनं बिवि विविध क्षेत्रेषु लाभप्रदतम् अस्ति केवलं पुरातनभाषा संस्कृतं केवलं पुरातनं प्राचीनं च भाषा मन्यते परन्तु आधुनिक भारतीयभाषाणाम् उत्पत्तिः अस्ति तस्य उपयोगः बिव विविध खे क्षेत्रेषु भवति आधुनिकप्रयोगाः संस्कृते नं न केवलं धार्मिकम् धर्मग्रन्थानां कृते अपि तु आधुनिकयुगे साहित्ये विज्ञाने प्रौद्योगिकम् अर्थ बा आर्थिकक्षेत्रेषु च अस्याः उपयोगाः क्रियन्ते ब्राह्मणानां भाषा संस्कृतभाषा ब्राह्मणानाम् एवं भाषा इति मन्यते परन्तु समाजस्य विभिन्नवर्गस्य जनाः अस्याः प्रयोगं कुर्वन्ति स्म एषा समर्था भाषा आसीत् यस्याहम् उपयोगः भिन्नजातीयानां जनानां कृते कर्तुं शक्यते स्म संस्कृतशिक्षणं कठिनं भवेत् परन्तु तत् असम्भवं न भवति अध्ययनार्थं समुचितं संस्थानाम् उपकरणानां च उपयोगः कर्तुं शक्यते लाभप्रदः संस्कृतस्य अध्ययनम् अवगमनं च भाषासाहित्यम् दर्शनं विज्ञानम् इत्यादीषु विविधक्षेत्रेषु लाभप्रदम् अस्ति अतीव सम्बन्धा भाषा अस्ति अस्याम् अनेक विषयेषु गहनं ज्ञानं वर्तन्ते एतत् संस्कृतं गहनं संस्कृतसाहित्यिक इतिहासयुक्तः विकसिता भाषा स्य विवक्षितक्षेत्रे लाभदायकं भवति धन्यवादः